हरि ओं नमस्काराः महोदय नमस्कारः अहं शेखरः अस्मि भवत्याः छात्रः अहं प्रथमकक्षा प्रथमकक्षातः दशमीकक्षापर्यन्तं भवतीनां विद्यालये एव अधीतवानस्मि इदानीं इदानीं नाम मम पर्फार्मेन्स् विषये किञ्चित् नाम फीड्बेक् यच्छन्ति चेत् तेन अहं इतोऽपि किञ्चित् वर्धिष्णुतां प्राप्नोमि इति मम आशयः तन्निमित्तं भवतीनां मार्गदर्शनं भवतीनाम् आशीर्वादः मम कृते आवश्यकः तर्हि तन्निमित्तं किञ्चित् मम सत्यं सत्यं तथैव नाम विषयः अस्ति मम नाम इष्टं भवति विषयः रुचिकरं नाम संस्कृतमेव भवति तदनन्तरं नाम हिन्दीभाषा भवति किमर्थमित्युक्ते अस्माकं राष्ट्रभाषा इति मत्वा हिन्द्यामपि अहं भाषणं कर्तुं शक्नोमि तथैव मम भाषानां विषये का गतिः कथमस्ति इति सूचयन्ति इतोऽपि नाम काः काः बाषाः वयं नाम प्राप्तुं शिक्षणं प्राप्तुं शक्नुमः अस्माकं विश्विद्यालये नाम विद्यालयतः अस्तु महोदय यथा आचार्या उक्तवती तथा अहं कर्तुमिच्छामि तेषां तासां मार्गदर्शनं यदि समीचिनरीत्या भवति तासां वचनमहं श्रुणोमि चेत् मम जीवनं साफल्यं भवतीति मम आशयः मम विश्वासः तदर्थं तथैव तस्याः पालनमहं नाम वाक्य वाक्यानां पालनमहमवश्यमेव करोमि इति उक्त्वा विरमामि नमस्काराः महोदय नमस्काराः